अहं शास्त्रीयसङ्गीतम् एव गातुम् इच्छामि किमर्थं नाम शास्त्रीयसङ्गीतमेव क्लिष्टं यदि वयं शास्त्रीयसङ्गीतं पठामः चेत् अस्माकम् रागः तालः ज्ञानं भवति तत्ज्ञानं नास्ति चेत् शास्त्रीयसङ्गीतं गातुं न शक्नुमः तत्र दोषाः भवन्ति एकदा शास्त्रीयसङ्गीतं पठित्वा आधुनिकसङ्गीतम् पाश्चात्यसङ्गीतं वा वयं गातुं शक्नुमः अतः अहं शास्त्रीयसङ्गीतमेव गातुम् इच्छामि पूर्वं वर्षत्रयम् अहं स् शास्त्रीयसङ्गीतम् अधीतवती अस्मि